आम् आस्तिकदर्शनानि पुनः नास्तिकदर्शनानि च मिलित्वा भारतस्य तत्वशास्त्रमिति वयं द्रष्टुं शक्नुमः

यादृशः वा सः भवतु तस्य विचारमनुसृत्य अनुसृत्य अत्र तत्वचिन्तनं कर्तुम् अवकाशः अस्ति न केवलं तद् दर्शनशास्त्रमाधारीकृत्य आधुनिकविज्ञानं प्रति अपि अस्माभिः गन्तुं शक्यते उदाहरणार्थं तर्कसङ्ग्रहे यत् गुुरुत्वमिति चर्चा कृता अस्त्याद्यपतनम्यस्ति तद् सामान्यमेकं कार्यं नास्ति आद्यपतनम् इति कथं तैः चिन्तितं गुरुत्वविषये कारणं गुरुत्वाकर्षणं यदा भवति तदा प्रप्रथमपतनस्य आरम्भः भवति तदानन्तरं गतिवेगः अपि भवति अनन्तरपतने प्रप्रथमं यदा एकवस्तु आकाशामुपरि क्षिप्तं वस्तु उपरि गत्वा स्थित्वा यदा पतनस्य आरम्भं करोति तद् आद्यपतनमिति उच्यते एतादृश आद्यपतनम् असमवायी कारणं गुरुत्वम् इति तर्कसङ्ग्रहस्य एकं सूत्रम् उदाहरणार्थं स्वीकुर्मः चेत् तस्य आधुनिकी कीदृश प्रगतिः अस्ति इति एकम् उदाहरणम् एवं सर्वत्रापि वयम् अनुमानं कर्तुं शक्नुमः